भारतं तावत् सद्यः विकसनशीलदेशः इति परिगण्यते अस्य उद्योगक्षेत्रमपि विकसनशीलमेव वर्तते भारते यूनां सङ्ख्या अधिका अस्ति इति कारणेन अस्मिन् देशे कर्मकराः सहजतया लभ्यन्ते तेन कारणेन अत्र ऐ टि क्षेत्रं अथवा अन्येषु क्षेत्रेषु यत्र मनुष्यबलस्य अधिका अपेक्षा वर्तते तादृशक्षेत्राणां विस्तारः सुलभतया सहजतया च जायते अत्रत्यानां बहूनां जनानां कृते वेतनव्यवस्था समीचीना नास्ति इति अत्र विद्यमाना मुख्या समस्या तदर्थं कारणं तु शिक्षणं तस्मात् यदि तु भारते शिक्षणं समीचीनतया सर्वस्मिन् स्तरे प्रदीयते तर्हि भारते सुशिक्षिताः जनाः भूत्वा ते विभिन्नस्थानेषु कार्यं कृत्वा भारतं विकसनशीलदेशः इत्यतः तस्य स्तरम् अग्रे नीत्वा विकसितः देशः इति पर्यन्तं ते नेतुं शक्नुवन्ति सद्यः भारते डी आर् डी ओ एतादृशः संस्थाः इस्रो एताः संस्थाश्च तन्त्रज्ञानक्षेत्रे अतीव अग्रे सन्ति भारते वस्त्रनिर्माणं कृषिकार्यम् इति अपि विद्यमानेषु उद्योगेषु केचन महत्वपूर्णाः उद्योगाः कृषिकार्यं भारते अर्वाचीनकालतः आगतं वर्तते तत्र तन्त्रज्ञानस्य उपयोगं कृत्वा अधिकाधिकम् उत्कृष्टम् अन्नं कथम् आगच्छति एतदर्थं भारते विद्यमानाः उद्योगिनः कार्यान्विताः सन्ति